हरि ओम् श्वः मया मङ्गलूरुनगरं गन्तव्यम् अस्ति पञ्चवादने अतः भवतां निकटे यत् किञ्चित् यानं प्राप्यते वा यथा कार्यानं केब् ओला यत् किञ्चित् श्वः चतुर्वादने यावत् मम स्थानं प्रति तद् यानं प्रेषयन्तु समये सम्यक् प्रेषयन्ति चेत् सहायः भवति